हरि ओम् नमस्ते वदतु महोदय अस्तु वदतु महोदय आम् वा किम् अभवत् महोदय ओ आम् वा पीतवर्णस्य पुष्पम् अपि सुन्दरम् आसीत् खलु आम् वा बहु सम्यक् आसीत् अहमपि दृष्टवती यदा छायाचित्राणि आगच्छन्ति तदा पश्यतु बहु सुन्दरमेव दृश्यते नास्ति महोदय तथा न वदतु बहु सम्यक् एव दृश्यते किमर्थं भवती तथा वदति आम् वा एतत् अस्माकं दोषः न खलु अन्तिमक्षणे भवन्तः आम्रफलस्य पानीयम् आवश्यकम् इति उक्तवन्तः अन्तिमक्षणे वयं कथं व्यवस्थां कर्तुं शक्नुमः वदतु महोदय

आम् वा तथा न न शक्यते महोदय कृपया नास्ति नास्ति भोजनव्यवस्था बहु सम्यक् भवति एव आम् वा तथा दोषः नाम किञ्चित् एतद् उष्णम् अस्ति वा इति अन्नम् ह्म् आम् वा तथा नास्ति महोदय बहु सम्यक् एव वयम् व्यवस्थां कृतवन्तः मधुरमपि सम्यक् आसीत् खलु न्यूनम् अभवत् वा तथा न भवति महोदय एका निवेदना अस्ति दोषाः भवन्त्येव भवन्तः कृत्वा कृपया उत्तमप्रतिक्रियाम् एव ददातु नो चेत् अस्माभिः अस्माकं कृते कष्टं भवति अग्रे एतादृशाः लोपाः न भविष्यन्ति कृपया क्षम्यतां करोतु अस्तु महोदय अस्तु अस्तु धन्यवादः राम् राम्